चारणम् अहं बहु इच्छामि चारणं मम प्रवृतिः विद्यते पर्वतादिषु प्रदेशेषु सञ्चारः मामकीनं मनः तोषयति किन्तु चारणे शारीरिकं बलम् अत्यन्तम् अपेक्ष्यते आरम्भदशायां स्वल्पेनेव दूरेण श्रान्तः भवति स्म किन्तु निरन्तरं चारणं कुर्वन् अस्मि इत्यतः नैव कष्टम् अनुभवामि केषुचित् प्रदेशेषु पर्वतारोहणसन्दर्भेषु कष्टम् अनुभवामि किन्तु मम मित्राणि अन्यजनान् च यदा दृष्टवान् तदा तैः अहं प्रेरितः सन् अनायासेन अग्रे गमिष्यामि एतेन मयि आत्मविश्वासः वर्धितः अभूत् शारीरिकबलम् अपि अवर्धयत् स्थूलताल कायोऽहं कृशत्वं प्राप्तवान् मानसिकं शारीरिकञ्च सौन्दर्यं प्राप्तवान् अहम्